नमस्ते अहं सञ्जीविनीनगरतः दूरवाणीं कुर्वन् अस्मि अहं मल्लेश्वरनगरं प्रति गन्तुम् अस्ति मम गृहे षट्जनाः सन्ति तत्कारणात् लघुकार्यानम् इत्युक्ते कियत् भवति बृहत् इत्युक्ते कियत् भवति कृपया वदन्तु अहं वाहनचालकं प्रति बाटकं दातुं सहायकं भवति लघुयानम् इत्युक्ते कियत् बृहत् यानम् इत्युक्ते कियत् भवति कृपया वदन्तु